नमस्कारः अहं तु मम पारपित् पारपत्रस्य विषये ज्ञातुमिच्छामि अहम् अन्तर्जालम् अन्तर्जालद्वारा बहु समयपूर्वम् आवेदनम् आवेदनं कृतवान् अधुना अपि तस्य सूचना मम समीपे न आगच्छत् त्वमपि जानसि खलु पारपत्रं पारपत्रं पारपत्रस्य नवीकरणं बहु तत्तु ब बहु सरलं नास्ति पुनः च बहु वर्षं बहु वर्षं बहु वर्षाणि अभवन् तदहं न अकरोत् अधुना आम् किञ्चित् समयपूर्वमहं तस्य आवेदनं प्रेक्षवान् अहं तु मम मोबैल्मध्ये अपश्यम् तद् मध्ये अपि किमपि सूचना नास्ति तथा अहम् एतद् अहं सूचनार्थे त्वां प्रष्टुमिच्छामि किं वदति मम तु प्रतीक्षां शमयति अधुना अहं तु सन्तुष्टं नास्मि अहं तु क्रुद्धः क्रुत् क्रोधे अस्मि किं कुर्वनीयम् एतदहं न जानामि अहं तु पृष्टवान् इच्छामि कदा आगच्छति तत्सूचना मम पारपत्रस्य विषये आम् तद् तद् आगमनं तद् आग् आगमनानन्तरम् अहं तु बहु उ उपयोगं करोमि तथा अहं तु निवेदयामि शीघ्रमेव माम् वदन्तु वदतु किं कुर्वनीयं यदी तत् पारपत्रस्य विषये सूचना आगमिष्यति तदा अहं तव सुपिरियर् समीपे गच्छामि कम्प्लेण्ट् करोमि अधुना अपि न आगच्छति कृपया शीघ्रं वदतु